हा के सम्भाषयन्तस्सन्ति सत्यं सत्यम् अहमेव अहम् अत्र संस्कृतपरिसरे वसामः अस्मि कुत्र आरक्षणं कार्यालयं वा किमर्थम् एवं वा किमर्थं महोदया महोदया किं वदन्तः सन्ति भवन्तः

कुत्र पार्किङ्मध्ये

कुत्र विद्यारण्यपुरे वा विद्यारण्यपुरगमनमार्गे आम् अस्तु जानामि अहम् एवम् एवं किमपि नास्ति खलु किं जातं महोदया ए न् ए तथा किमपि नास्ति महोदया

नाम ब बोधव्यः के उक्तवन्तः एवं किमपि कृतम् अस्ति इति ए एवं वा न महोदयाअहं मम किञ्चित् कार्यम् आसीत् इत्यतः अहं तस्य सुधन्वनः यानं स्वीकृत्य गतवान् अहं आम् पुनः तत्रैव आनीय स्थापितवान् अपि अस्मि खलु तत्र तत्रैव यत् नै न न सः न मह्यं सः कुत्र स्थापनीयम् इति उक्तवान् अहं तत्रैव गत्वा स्थापितवान् अस्मि महोदया सः एव मुक् मक् न स् सः एव मम किं उक्तवान् तत्र नीत्वा स्थापयन्तु इति तः तस्मात् कारणात् अहं तत्र स्थापितवान् अस्मि त तदहं न जानामि परन्तु तेनैव उक्तम् आसीत् तत्र गत्वा नीत्वा स्थापनीतम् इति मम किञ्चित् कार्यम् अस्ति इति अहं स्वीकृतवान् तावदेव पो पुन् प परन्तु तनैव उक्तं महोदया तत्रैव आगत्य गत् गत् त स्थापनीयम् इति ए एवं किमपि नास्ति महोदया एव एव् एवं किमपि मा नास्ति महोदया अहं तत्र न गच्छामि महोदया अस् अस्तु महोदया अनन्तरं आगत्य तमपि तमपि एकवारं आह्वयन्ति वा अहं स तेन प्रष्टव्यम् एकवारम् अ यो अस्तु मो अस्तु महोदया अस्तु महोदया तेन उक्तम् इत्यतः अहं तत्र स्थापितवान् आसं यानं पुन परन्तु सः एव मम उपरि एव सर्वं वदति इति अहं न चिन्तितवान् अहं आ आगच्छामि महोदया अं आगच्छामि महोदया निमिषद्वये आगच्छामि महोदयाएकं निमिषद्वये आगच्छामि आ अ अस्तु अस्तु अस्तु महोदया अस्तु अस्तु अस्तु महोदया द न